अहम् अस्माकम् अपार्ट्मेण्ट्मध्ये वेस् अग्रिगेशन् इति एकं विषयम् कृतवती एतद्द्वारा वेस्ट् इति यद् वयं सर्वं मिलित्वा मिलित्वा स्थापयामः अथवा नि निष्कासयामः तद् प्रत्येकं गृहं गृहे सपरेट् कृत्वा सपरेट् कृत्वा अस्माकम् परिसररक्षणं जनानां हस्ते वयं ददामः चेत् ते त तस्य उपयोगम् उपयोगं सम्यक् कृत्वा अस्माकं परिसरस्यापि रक्षणं कुर्वन्ति अतः एतद् द् द्वारा अहं न्यूनादिन्यूनम् एकशतं गृहं गृहे एतद् विषयस्य पालनं क करणार्थम् अहं प्रेरणां कृतवती इति अहम् धन्यतामानीतम् कार्यम् इति चिन्तयामि